हरि ओम् महोदय भवतां होटेल् मध्ये किं किम् अस्ति आहारं आम् किञ्चित् अहं अन्यत् नगरं प्रति गच्छामि अतः किञ्चित् शीघ्रम् आनयन्ति वा रोटिकां

गौतम् तेजस्वी हसलेमने कार्गद्दे कळस अन्चे अत्र आगत्य पृच्छन्ति चेत् वदन्ति किञ्चित् शीघ्रम् आनयन्तु रोटिका रोटिका महोदय रोटिका तत् किमपि मास्तु रोटिकामेव आनयन्तु हरि ओम् महोदय अहं उक्त्वा कालः अतीतः अस्ति भवन्तः इतोपि न आनीतवन्तः किमर्थं मम टैं जातम् अस्ति अत्र बीन्त रोटिका आनयन्ति इति उक्तवन्तः नैव आनयन्ति अपि च आनीतवन्तः अन्यत् सर्वम् आनीतवन्तः तत् किमर्थं जातं अहं दयेव धनं नैव यच्छामि भोः महोदय नैव दातुं शक्नोम्यहं अस्तु अस्तु इति न महोदय अस्तु इति न भवन्तः नान् न आनयन्ति अपि च आनयन्ति विलम्बेन आनयन्ति तत्र पश्यामः चेत् रोटिका एव नास्ति अन्नम् अस्ति एतादृशं व्यवहारः कथं स्यात् सम्भा सम्भाषणं नास्ति महोदय अहं आन्लैन् मध्ये धनं प्रेषितवान् किल इदानीं तस्य धनस्य कः कः करोति इदानीम् अक्षणं कर्तव्यं भवन्तः एतावत् विलम्बं कृतवन्तः अहम् अन्यत् नगरं प्रति गच्छामि रोटिकाम् आनयन्तु इति उक्तवान् भवन्तः आम् इति उक्तवन्तः अन्यत भवन्तः वचनब्रष्ठाराः जाताः वर्तन्ते भवन्तः तत्र अस्मि अनुक्षणं मह्यं धनम् अपेक्षितम् इदानीं ते एतादृशं व्यवहारं किमर्थं कुर्वन्ति अहं पोलीस् श्टेशन् म कम्प्लेण्ड् करोमि वा उत भवन्तः आनीय यच्छन्ति वा न क्रीयते अहं बुक् एव न करोमि भोः महोदय अहं इदानीं पोलीस् श्टेशन् प्रति गच्छामि अन्यता धनं यच्छन्ति वा उत न सर्वेभ्यः फ़ेस्बुक् मध्ये सर्वं स्थापयामि वा भवतां होटेल् विषये

आम् आम् आम् महोदय भवन्तः ए एवं एवं कुर्वन्ति इति अहं नैव चिन्तितवान् महोदय एतादृशं मोसं कृतवन्तः अस्तु शीघ्रं धनं यच्छन्तु अहं तत्रैव भवामि विलम्बं न विलम्बं न स्यात् भोः